रामायणं महाभारतं नाम केवलं किञ्चित् काचित् कथा इति न वक्तव्यं यतोहि सः इतिहासः इति परिगण्यते यतोहि रामः कृष्णः इति द्वावपि अस्माकं जीवनं कथं भवेत् भवेत् इति दर्शयन्ति तत्र एका उक्तिः अस्ति रामः यथा स्वजीवनं यापितवान् तथा यापनीयं कृष्णः यथा वदति तथा कर्तव्यं नाम रामः एकपत्निवृतस्थः धर्मनिष्ठः अनन्तरं पितृवाक्यपरिपालनरूपकार्यं सर्वदा करोति इत्यतः तादृशजनाः अस्माकं समाजे आधुनिकसमाजे अपेक्षिताः अनेनैव देशस्य वर्धनं समाजस्य उद्धरणं भवितुम् अर्हति एतादृशगुणानाम् आधारणम् आधरणेन एव अस्माकं यत्किञ्चित् कार्यं सफलम् भवेत् भवितुमर्हति अतः रामेण यः मार्गः स्वीकृतः रामः यथा जीवनं यापितवान् तथा अस्माभिः यापनीयम् इति रामायणकथा श्रवणेन अथवा तद् तत् प्रसङ्गः ज्ञानेन अस्माभिः ज्ञायते एवं महाभारतं महाभारतं नाम केवलम् उभयोः भ्रात्रयो भ्रात्रोः मध्ये कश्चन कोलाहलः इति न द्रष्टव्यं तत्र तावन्तः भ्रातरः एकशतं भ्रातरः भवन्ति अत्र पाण्डवानां निकटे केवलं पञ्च भ्रा पञ्च जनाः एवं तत्र शतं जनाः भवन्ति चेदपि धर्मः यस्मिन् पक्षे भवति तस्मिन् पक्षे एव जयः भवति इति अतः एव कारणतः कृष्णः किं करोति लघुपक्षमेव आश्रित्य धर्मस्य विजयं कारयति एवं धर्मः नाम धर्मो रक्षति रक्षितः इति उच्यते यः धर्मं रक्षति स् तं धर्मः रक्षति इत्यतः सर्वदापि धर्ममार्गे एव चलितव्यं धर्मः एव आचरणीयः इत्यतः अस्माकं महाभारतं सर्वदा श्रेष्ठं भवितुम् अर्हति अतः महाभारतकथा रामायणकथा आधुनिककाले समाजोद्धरणार्थं देशस्य उद्धरणार्थं च उपकारकं भवति